अहं बहुवारं पठितुं पुस्तकं कौटिल्य अर्थशास्त्रं कौटिल्य अर्थशास्त्रे राजनीतिः कूटनीतिः शासनव्यवस्था कथं करणीया राजा कथं करणीयं नाम अस्माकं देशे सर्वेषु व्यवहारेषु कथं करणीयम् युद्धं कथं करणीयं राज्यपरिपालनव्यवस्था कथं करणीया स्वपरिपालनं कथं करणीयं शासनव्यवस्था कथं करणीया राज्येषु कृषिकराः कृषि वाणिज्यं न्यायव्यवस्था शासनव्यवस्था बहु समीचीनतया भवेत् वैद्यं विद्या द्वौ उचितरूपेण भवति चेत् अस्माकं देशम् उन्नतस्थानं प्राप्नोति यथा भ्रमरः पुष्पे मकरन्दम् पुष्पं नष्टं न कृत्वा स्वीकरोति यद् मधुमक्षिकाः अपि तत्र पुष्पे मधुः पुष्पं विना नष्टं यत् यथा कुर्वन्ति अस्माकं राज्ये अस्माकं राष्ट्रे अस्माकं देशे राजा प्रजाः दुःखं न भवेत् यथा शुल्कं स्वीकरणीयं यद् राजा देशवृद्धिनिर्माणाय अभिवृद्धिनिर्माणाय अग्रे नयनाय कोशनिर्माणमपि सुरक्षितरूपेण राजा सर्वविधम् अप्रमत्थः भवेत् प्रजाः अपि अप्रमत्था भवेत् निद्रा तन्द्रा न भवेत् यथा अस्माकं देशं महोन्नतस्थानं भवति इति कौटिल्यः तस्यां लिखितुं प्रपञ्चे प्रसिद्धमस्ति अर्थशास्त्रे तद्विषयम् उक्तवान्